क्रीडा अस्माकम् इष्टतमः विषयः भवति वयं यथेष्टं क्रीडामः बालकाः अपि यथेष्टं कुर्वन्ति क्रीडन्ति भिन्नप्रकारकाः क्रीडाः भवन्ति क्रीडया जनानां शारीरिकं स्वास्थं वर्धते शरीरे शक्तिः आगच्छति मानसिकं स्वास्थ्यं वर्धते मनः प्रफुल्लितं भवति क्रीडनेन अस्माकं मानसिकं स्वास्थ्यं शारीरिकं स्वास्थ्यम् उभे अपि वर्तेते क्रीडाविषये योगदानं यदि वयं कर्तुम् इच्छामः तत्र वयमपि क्रीडामः अन्यान् अपि क्रीडितुं प्रेरयामः विद्यालयेषु अपि क्रीडाशिक् क्रीडाविषये विषयः अन्तर्भूतः कृतः अस्माकं शासनेन बालकः क्रीडति कुत्रचित् विद्यालये तु ब्याग्लेस् इति एकं दिनं वर्तते ब्याग्लेस् नाम यस्मिन् दिने शिक्षणं न भवति केवलम् आदिनं क्रीडनं भवति प्रभाततः सायङ्कालपर्यन्तं केवलं क्रीडनमेव अतः बालकानां शारीरिकं मानसिकं स्वास्थ्यं वर्धते धन्यवादः